मम इष्टतमं चारणस्थानं कोडचाद्रि इति तत्र शरदृतौ कोडचाद्रौ प्रकृतिसौन्दर्यम् अतीवसुन्दरं दृश्यते तत्र कुडतवृक्षाः सन्ति तत् कारणात् कोडचाद्रि इति नाम तत् स्थलं ट्रेक्किङ्ग् कर्तुं प्रवासिकाः दूरात् आगच्छन्ति तत्र इस्कान् मन्दिरम् अस्ति अहं तत्र चत्वारिदिनानि आसम् अहं मित्रैः सह तत्र गतवान् तत्र योगसाधनस्य अनुकूलस्थानम् इति कोडचाद्रि वक्तुं शक्यते तत्र सर्वाण्यपि दुःखानि अपगतानि भवन्ति